पात्रप्रक्षालनकार्यं बहुमुख्यं जलस्य अपव्ययः यथा न भवेत् तथा प्रक्षालनं करणीयम् मम गृहे तु कर्मकरी अस्ति अहं केवलं चषकं चमसं काफि पात्रम् एव प्रक्षालयामि मम गृहे प्रा पात्रप्रक्षालनार्थं पतञ्जलि फेनकस्य एव उपयोगं कुर्मः तत् फेनकं बहु सम्यक् अस्ति पात्रमपि स्वच्छं करोति स्निग्धपात्राणि भवन्ति चेत् प्रथमम् उष्णजलेन प्रक्षालयामः अनन्तरं फेनकेन शोधनं कुर्मः अपि च तत् फेनकं स्निग्धपात्राणां कृते बहु उपयोगाय भवति अन्येषां फेनकानाम् अपेक्षया यद्यपि कर्मकरी सम्यगेव प्रक्षालयति मम श्वश्रुः पुनः प्रक्षाल्य एव पात्रस्य उपयोगं करोति अधुना कर्मकरी गर्भवती अस्तीत्यतः अहं पतिः च मिलित्त्वा पात्रप्रक्षालनं सम्मार्जनं सर्वं कुर्वः